नमो नमः महोदय आं

आं महोयद अहं मम गृहस्य कृते एकं टेबलं तथा च आसन्दं क्रेतुमिच्छामि कति रूप्यकाणि अस्ति तस्य मूल्यमस्ति द्विशतकं भोः

आम् आसन्दानि चापि मम अपेक्षते आमां मम इच्छा तु अस्ति गृहे बालकाः पठन्ति अत एव मम इच्छा अस्ति तत् टेबल् तथा आसन्दं तत्र उपयुज्यते अतः भवान् किञ्चित् यदि न्यूनं करोति चेत् अहं क्रीणामि

महोदय द्विशतं करोतु इति टेबलस्य तथा च आसन्दस्य आसन्दस्य कति अस्ति आं तर्हि भोः सप्तशतं शतं यदि भवति चेत् करोतु आमां तर्हि करोतु भोः आमां कति करोति भवान् गत्वा मम यत् अस्ति डेस्क् तस्य उपरि भवान् प्रेषयतु अहं गूगल् पे तत् करोमि तथा च यद्भवतामस्ति शोप् तत्र किं किं प्राप्यते

आं मम गृहस्य कृते मम गृहस्य कृते बेड् अपेक्षते भोः तत् अस्ति वा आमां अस्ति वा तत् सैज् किमस्ती आमां मम यत् मम यत् भ्राता अस्ति तस्य कृते अपेक्षते तर्हि भवान् यदि सम्यक् करति चेत् अहं न क्रीणामि आं मा भोः पोर् बै ट्वेल्व् तत् अस्ति तस्य कृते का कति धनमस्ति तम् एवं मां सूचयन्तु आमां तथा फर्निचर् सोपा डेसिङ्ग् टेबल् तस्य कृते किं कियद्धनमस्ति

आम् अस्ति भवान् एकं कार्यं करोतु यत् यत् अस्ति तस्य एस्टिमेट् किञ्चित् लिखित्वा मम कृते वाट्सप् करोतु अहं मम भ्रातुस्सह वार्यां कृत्वा सूचयामि यत् मम कृते अपेक्षते तत् अहं क्रीणामि आं महोदय भवान् प्रेषयतु

आमामाम् अहं वक्ष्यामि आमामाम् अहं वक्ष्यामि नमो नमः नमो नमः